अहं तु एकः सङ्गीकारः अस्मि अहं तबलवादनं करोमि पखावजवादनं च करोमि अहं फ़ेस्बुक् इन्स्टाग्रां मध्ये मम तबलवादनस्य पखावजवादनस्य गानम् अपि करोमि तस्य अपि वीडियोस् पोस्ट् करोमि अहं इन्स्टाग्रां ट्विट् ट्विटर् नास्ति मम फ़ेस्बुक् इन्स्टाग्रां मध्ये अन्ये अन्यः अन्येपि एतानि कलाकाराः कलाकाराः सन्ति तेषां वीडियोज़् द्रष्टुम् इच्छामि बहु अहम् अहं तु सुरेश् तळवळ्कर् जकिर् हसेन् सुखद् मुण्डे एषः एते बहु उत्तमं कलाकाराः सन्ति तेषां वीडियोस् पश्य द्रष्टुम् अहं लैक् करोमि अहं अन्यान् अपि कानि पेजेस् सन्ति नेश्नल् जोग्रफ़ीक् पशूनां बहु पोस्ट्स् सन्ति मम तु एकः श्वानः अस्ति अहम् अन्ये श्वानः वीडियोस् डाग् वीडियोस् नेषनल् जोग्रफ़िक् लैक् नेश्नल् जोग्रफ़िक् बहु पेजेस् सन्ति बहु सुन्दरचित्राणि ते पोस्ट् कुर्वन्ति तद् द्रष्टुं अहम् ऐ लैक् अहं लैक् करोमि उत आम् अन्ये मम मित्राणि सन्ति तेषां तेषां पोस्ट्स् पश् दर्शनीयं तेषां ते किं कुर्वन्ति अधुना किं कुत्र सन्ति किं प्रदेशे किं राष्ट्रे अधुना तेषां जीवनमध्ये किं किं भवति तत्सर्वम् अहं पश्यामि अहं सन्तुष्टमस्मि